नमस्ते महोदयः भोः गिरीशः खलु अस्तु कथम् अस्ति कथं प्रचलति तत्र अस्माकं कार्यगारे यत् वर्तते तत्र ये कर्मकाराः सन्ति ते समये समये आगच्छन्ति वा न नो चेत् समये कार्यं ये कर्मकराः कार्यं कुर्वन्ति वा नो चेत् विलम्बेन आगच्छन्ति वा अस्तु यद् कर्मकारानां कृते अनन्तरं ये जनाः तत्र कार्यं कुर्वन्ति ते अनेकानि दत्त दायित्वानि कार्याणि सम्यक्तया ते कार्यं सम्पादयन्ति वा नोचेत् तत सम्यक्तया निर्वहन्ति वा इति वक्तुं शक्यते वा उत्तमं तान् कार्यकतॄन् सूचयतु श्वः निषधनं भवन्ति इति तेषां कृते वदतु अस्तु श्वः श्वः वयं चिन्तयामः यदि रात्रौ यत् वयं गमनागमनं श्वः विमानयानतः आगन्तव्यं वर्तते श्वः यदि वयं नववादनात् पूर्वं पूर्वं बैङ्गलूरु आगच्छामश्चेत् तदा नव प्रातः नववादने नो चेत् सार्ध नववादने कार्यलये मिलामः अस्तु धन्यवादाः श्वः शीघ्रातिशीघ्रं सर्वं कार्यं सम् सम्पादयामः अस्तु अस्तु धन्यवादः